आम् अस्माकं क्षेत्रे नूतनाः व्यापाराः आरब्धं शक्यन्ते सद्यः अहं ज्योतिषशास्त्रस्य शिक्षक रूपेण कार्यं करोति ज्योतिषशास्त्रस्य आयुर्वेदस्य च माध्यमेन रोगस्यनिदानं भवितुमर्हति अतः केचन् रोगाः कर्मजाः अपि भवन्ति इति आयुर्वेदे निरूपितं के च रोगाः जपतपपूजाहवनौषधासनादि माध्यमेन एव उपशमिताः भवन्ति केषाञ्चन रोगाणां निदानं ज्योतिषशास्त्रमाध्यमेन ज्ञातुं शक्यते एवं च रोगप्राप्तिपूर्वम् एव तं ज्ञात्वा कारणस्य उपशमनम् अपि कर्तुं शक्यते तस्मात् एतादृशस्य केन्द्रस्य अभावः मम प्रदेशे वर्तन्ते तद् अहम् आरब्धुम् इच्छामि येन ये जनाः अपि स्वस्थाः भवन्ति